अधुना नष्टप्रायाः भारतीयकलाविषेषाः बहवः सन्ति तेषां मध्ये आयुर्वेद औषधानि अपि बहूनि सन्ति यस्मिन् विषये वयं सम्यक् न जानीमः वाग्भटस्य अष्टाङ्गसंहिता अनन्तरं चरकसुश्रुतौ तेषा तेषां अपि चरखसंहितायां यत् लिखितं अस्ति तेषां विषये अपि वयं अधिकं न जानीमः तत्र तु लिखितं अस्ति पर्णानि वा नो चेत् सस्यस्यमूलानि वा तेषां विषये बहवः विषयाः सन्ति परन्तु ते के इत्येव इत्युक्ते मूलानि कानि नो चेत् पर्णानि कानि त्र लभ्यते तस्मिन् विषये न जानीमः अतः तत् सर्वं वयं यदि सम्यक् ज्ञातुं शक्नुमः चेत् बहू उत्तमम् आसीत् परन्तु सः ज्ञानं एव इदानीं नष्टः जातः अस्ति